पाकारम्भात् प्राक् एतानि कार्यणि अहं करोमि एतां सिद्धतां करोमि ते ता सिद्धता तावत् कर्तिताः शाकाः शुद्धीकृतानि धान्यानि शुद्धानि पात्राणि आवश्याकानि सर्वाणि वस्तूनि सप्रमाणं प्रमाणमनुसृत्य सिद्धं करोमि उपस्करानपि यावद् आवश्यकं तद् सिद्धं करोमि